मम गृहस्य समीपे कूपः नास्ति किञ्चित् दूरं गन्तव्यम् अतः अहं गन्तुं समये रज्जुं घटं सर्वं नीत्वा तत्र गत्वा रज्जुम् घटाय बन्धनं कृत्वा अहं कूपात् ज्वलं जलं स्वीकरोमि अन्यस्मिन् स्थले एकः कूपः अस्ति तत्र सोपानानि सन्ति आवय अहं जागरूकतया तत्र गत्वा जलं स्वीकरोमि अस्माकं बृहत् क्षेत्रम् अपि अस्ति क्षेत्रस्य कृते विद्युदुपकरणस्य तद् मोटर् उपयोगम् करोमि